आम् ऐतिहासिकं वा सांस्कृतिकं वा अहं न जानामि किन्तु हिमाचल् प्रदेशे ब्यास् नदी इति काचित् नदी प्रवहती सा नदी उद्भवति ब्यास् कुण्डत तत सा प्रवहन्ती एवं पञ्जाब् राज्यं प्रविशति कदाचित् यदा अहं तत्र जलन्दर् नगरे निवासं करोमि स्म तदा मनसि इच्छा उत्पन्ना व्यास् नदी अर्थात् व्यासनदी तत्र मूलं द्रष्टव्यं यत्र उद्भव भवति तत् स्थानं द्रष्टव्यम् इति इच्छागता अहं प्रस्थानं कृतवान् द्विचक्रिकावाहनेन जलन्धर्त अर्थात् पञ्जाब्त अहं तत्र हिमाचलं गत्वा तत्र हिमाचलत हिमाचले शिम्लानगरं प्रविश्य ततः अहं सुन्दरनगरं गत्वा ततः कुल्लू ततः मनाली तदनन्तरं पर्वतारोहणं एतत्तु वस्तुतः द्विचक्रिकया गमनम् इति यदस्ति तत्तु नितरां कष्टकरं तत्स्थानीया अपि तत् तथा न कुर्वन्ति किन्तु अहं यदा मम योजनाम् उक्तवान् तदा स्थानीया उक्तवन्त एतत् नितरां कष्टकरम् अस्ति अतः भवान् विचिन्त्य गच्छतु इति अहं तु निर्धारं कृतवान् अत प्रस्थानं कृतवानेव एवं गच्छता मया बहूनि नगराणि दृष्टानि बहव पर्वता दृष्टा किन्तु यदा यत्र यत्र नदी दृश्यते तत्र स्नानादिकं कृत्वा अहमग्रे गच्छामि स्म रात्रौ वास कृत मया कुल्लू नगरे कुल्लू नगरे वासानन्तरम् अनन्तरदिने प्रस्थानं कृतं तत्र मनालि गतं मनाली मध्ये तत्र हिडिम्बा मन्दिरमस्ति एक राक्षस्या कृते अपि मन्दिरं निर्मितम् इति कौतुकेन एव मया द्रष्टुं गतं वस्तुत बहु सुन्दरं तत् दृष्ट्वा तदनन्तरं रोहताङ्ग् द्वारा उपरि आरोहणं कृत्वा तत्र व्यासकुण्डं प्राप्तवान् तत्र बहु विशाल प्रदेश किन्तु नितराम् अपायकारि अस्ति यत तत्र शीतलवायु वाति शीतलवायु यदा वाति तदा आत्मानं रक्षितुं तत्र बहु चिन्तनं करणीयम् अन्यथा तद् अवश्यमेव तत्र अस्माकम् उपरि हिमपातः भवति तत्रैव मरणमपि भवितुमर्हति अतः योजनां कृत्वा अनुक्षणं शीतलवायु यदा वाति तत्पूर्वमेव तत निर्गमनं चिन्तनीयम्